प्रथमं प्रथमं साईदीपकमहोदयस्य इन्डिया देट् ईस् भारत् इति पुस्तकं यदा दृष्टवती तदा चिन्तितवती अत्र किमपि न भवेत् सः अधिवक्ता कारणात् मया किमपि ज्ञातुं न शक्नोमि इति चिन्तयित्वा त्यक्तवती परन्तु पुनः यदा स्वीकृत्य पठनम् आरम्भं कृतवती तदा बहु रुचिकरम् आसीत् तत्र तत् पुस्तकं दृष्ट्वा अस्माकं पूर्वजानां विषये अस्माकं संस्कृतिविषये मम चिन्तनं बहु परिवर्तनं मम मम चिन्तने बहूनि परिवर्तनानि अभवन्